अहं गतसप्ताहे एकं कुर्तिं स्वीकृतवती तस्य रङ्ग् वर्णः तथा च तस्य वर्णविन्यासः अपि बहु सम्यगासीत् तथा च तस्य उपरि कोपि डिलिव्रि चार्ज् अपि न आसीत् तस्य वस्त्रं यत् अहं चिन्व् चितवती तथैव आसीत् कोटनेव आसीत् अतः धन्यवादः